अहं नागपुरनगरे वसामि अत्र वातावरणं तु ग्रीष्मकाले बहु उष्णः शैत्यकाले शैत्यकाले बहु शैत्यमपि अस्ति वर्षाकाले वर्षत्रयात्तः अतिवृष्टि अनुभवति अनुभवति कृतम् एतस्य आक्टोबर् मासतः फर्वरी मासपर्यन्तं वातावरणम् अतीवसुन्दरं आनन्ददायकम् अस्ति ग्रीष्मकाले तु जनाः न आगमिष्यन्ति नागपुरमध्ये बहिस्तः जनाः न आगमिष्यन्ति ते तु प्रयत्नमपि न कुर्वन्ति ते कल्पनामपि न कर्तुं शक्नुमः